हरि ओम् हा प्रणमता भगिनी वा हा कुशलिनी वा अहमपि कुशलिनी अस्मि किमर्थं दूरवाणीं कृतवति बहु दिनानन्तरम् ओ ओ एवं वा ओ किमपि योजना अस्ति वा कुत्र कुत्र इच्छामि इति नगरात् बहिः वा नगरात् नगरमध्ये वा ओ एवं वा अनन्तरं कीयद् जनान् योजयितुं शक्यते भवत्याः कृते ओहो हो आहा आहा ओहो एवं वा अहं तद् तद्विषये चिन्तयामः मम गृहस्य समीपे देवालयम् अस्ति खलु बालाजिदेवालयः तस्य मन्दिरस्य समीपे परिसरे एव एकः गृहसमुच्चयः अस्ति तत्र एकः भवनम् अस्ति तत्र भवती इच्छति चेत् अहं तत्र वार्तालापं करोमि अस्य ओनर् मत्समीपे वार्तालापं कृत्वा भवत्याः कृते तस्य किं किं तस्य एतद् अस्ति इति वदामि अस्तु वा एवं वा आहा बेड्रूम् द्वयमस्ति कक्ष् प्रकोष्टं द्वयमस्ति तत्र किन्तु अत्र एतद् किञ्चित् लघु भवनं तद् भवत्याः कृते लघुभवनस्य बृहत् भवनम् इच्छति चेत् अन्या अपि अस्ति मम मित्रं मम पुत्र्याः सखः अस्ति खलु तस्य अपि एकं गृहम् अस्ति तद् किञ्चित् दूरम् अस्ति चलति वा आहा आहा ओ अस्तु अस्तु किञ्चित् दूरमित्युक्ते तावद् दूरं नास्ति एतद् अहं प्रथमम् उक्तवति कलु तद् एतद् देवालयस्य संस्कृतभारती समीपमेव अस्ति अनन्तरम् एतद् किञ्चित् दूरम् इत्युक्ते कृष्णमन्दिरस्य पृष्टतः एकं मार्गम् गच्छति खलु तद् तत्र एक एतद् बृहत् भवनम् अस्ति भवती यद् इच्चति चेत् तत्र अहं एकं एकं कार्यं करोतु भवति एकवारं गत्वा यं वयं पश्याम अस्तु वा एत आ अस्तु तस्य एकं कार्यं कुर्मः अग्रिमवासरे कियते शुभदिनं दृष्ट्वा एकं वयं प्रथमं गृहं दृष्ट्वा आगच्चाम अनन्तरम् अहं वार्तालापं करोमि गृहस्य धनिकस्य कृते वार्तालापं करोमि भवती मम एतद् पर्सन्टेज् सर्वं जानाति खलु तद् वदामि अहं भवत्या भवति मम परिचिताः एव खलु तदर्थम् अहं किञ्चित् न्यूनं करोमि अस्तु वा अस्तु मिलामः मिलामः